अहं बहिः क्रीडायाः प्रशङ्सकः अस्मि परन्तु अहमपि आन्तरिकक्रीडां कर्तुं प्रियते अत्र बहवः आन्तरिकक्रीडाः स सन्ति यथा ताश् शतरञ्झः क्यारम् लूडो साप् शीढि व्यापारिक क्रीडा इत्यादयः सन्ति ग्रीष्मकाले यथा परिवारः अवकाशार्थम् एकत्रं समागच्छति तथा प्रत्येकस्मिन् गृहे क्रीडतः प्रसिद्धा क्रीडा ताश क्रीडा अस्ति तत्र सक्क्तिला सक्ति लावणी कोट् पञ्चत्रीणि द्वे सप्त अष्ट चालेञ्ज् नाट एट् होम् इट्टा इत्यादयः प्रत्येकं क्रीडायाः भिन्नः नियमः अस्ति भिन्नाः नियमाः सन्ति यथा सक्ति लवणी तस्य बीक् फ़ुल् इत्यपि कथ्यते क्रीडा सप्त हृदयैः आरभ्यते भवद्भिः प्रत्येकं कार्ड् प्रत्येकम् कार्ड् सप्ततः पूर्वं सप्तपश्चात् समानं समानप्रकारस्य स्थापितव्यम् अन्त्यस्य व्यक्तिः अन्ते यस्य व्यक्तिः अधिकांशं पत्तकानां योगम् अवशि अवशिष्टं भवति सः फ़ूल् चक्रं सप्त क्रीडानां कृते भवति अन्ते च यः व्यक्तिः सर्वाधिकं स्क्रो स्कोर प्राप्नोति सः हारितः भवति सः बीक् फ़ुल् इति उच्यते